हरिः ओं हरिः ओम् वदतु किं किं भोः न श्रूयते शान्तारामः शान्तारामः ह सत्यं वयः इदानीं तत्र चतुष्षष्टिः वर्षदेशीयः

हा मधुमेहः सत् सत्यं मधुमेहः इति अस्ति परन्तु इदानीं प्रारम्भकालात्तस्य आगत्य तर्हि मासः एकः एव अभवत् अधिकतया नास्ति किञ्चिदेव अस्ति किञ्चिदेव अस्ति बार्डर्मध्ये एव अस्ति च आ आहारविषये तत् दत्तवान् अहं परन्तु किं किं खादनीयम् इति न जाने सम्यक् इदानीम् आगतं खलु नाम तत्र पूर्व पूर्वभाविसिद्धता नासीत् तथा इदानीं तत्र किं किं खादनीयम् आहारविषये कथं भवेत् इति अहं ह सूचयति चेत् वरं ह काफ़ीं किञ् किञ्चित् एव पिबामि ह तत्र शर्क् शर् न न मधुरविहितं मधुरविहितं न भवति मधुररहितं भवति सत्यं तत्र गुड् गुडः स्वीकर्तुं शक्यते वा गुडः अच्छ ह शर्करा स अरे शर्करां केवलं तत् मधुमेहस्य मूलं भवति इति कथयन्ति गुडः गुडस्य खादने किमपि न भवति इति वदन्ति जनाः किं कार् ह भवतु ह ह ह ह ह ह ह ह भवतु गुड् ह् ह ह सत्यं सत्यं तद् प्रातः अन्नं न मध्याह्ने सायङ्काले च अन्नं भवति इतःपरं ह ह दोसां खादामि प्रातः सत्यं हा प्रायः हा प्रातः दोसा इड्ली इत्यादिकं खादामि हा मध्य सत्यं सत्यं सत्यं सत्यं मम आहारपद्धतिः एव तादृशी अस्ति प्रातः सायं सत्यं भवतु भव अ करोमि करोमि वदतु

रोटिकाम् इत्युक्ते गोधूमरोटिका वा अथवा रागीरोटिका वा आहारः शक्यते वा द्वयोर्मध्ये द्वयोर्मध्ये ए द्वयोर्मध्ये कापि वा भवति वा रोटी

ह भवतु भवत् भवत् भव् भवतु इय् तत्र रागीखादनेन किमपि न भवति खलु हा सत्य हा सत्यं तर्हि इतःपरम् इतःपरम् इतःपरं तथैव करोमि तद् शाकविषये किमपि अस्ति वा नियमः शाकं तरकारी शाका कारवे कारवेलम् इति अस्ति खलु हा भवतु भवतु भवतु तत्र हा प् सर्वे के जनाः वदन्ति तद् कदलीफलखादनेन अधिकं भवति इति ह तत्र ह हा भवतु भवतु हा भवतु पौष्टिकाहारः आं भवतु भवतु भवतु अ ह इत् इतःपरं तथैव करोमि इतःपरं तथैव करोमि भवतु भवतु धन्यवादः